मम प्रथमं प्राडक्ट् वर्तते नूपुरः मया मया रजतस्य नूपुरः स्वीकृतः रजतस्य नूपुरः नाम कदाचित् तद् गच्छता कालेन तस्य कृष्णवर्णः भवति परन्तु मम नूपुरं तु कृष्णवर्णः न जातः तस्य कृते पुनः तद् निष्कास्य वासरे वासरे क्षालनीयम् इत्यादिकं किमपि न आसीत् तद् बहु सम्यक् आसीत् इति कृत्वा तद् रजतः रजतस्य यः वर्णः भवति श्वेतः वर्णः तस्मिन् एव वर्णे आसीत् कृष्णवर्णः सः न जातः